हा हरिः ओं हा भवती ट्रावेल् एज् एजेण्ट् अस्ति खलु हा अस्तु अस्तु कुत्र गन्तव्यम् इति हा प्लेसस् वदति चेत् हा हा हा हा

तत्र हा कथं वासः वासः हा वसनार्थं

ओ एवं वा बस् वा हा ओक्

तद्दूरे भवति बहु

तदपि दूरे भवति वा ओ

काञ्चि हा हा कदा कदा गन्त हा

हा ओ एवं कति जनाः ये सन्ति भव भवत्याः सखी अस्ति वा

हा हा एवमस्तु हा अस्तु हा हा ज्ञातम् अस्तु